मम गृहतः बाल्यतः मातापितृद्वारा उत्तमसंस्कारः एव लब्धः मम व्यक्तित्वे संस्कृताध्ययनान्तरम् इतोऽपि तस्य संस्कारस्य समीचीनता प्राप्ता तत्र व्यवस्थितरूपेण जीवनं कर्तुं मार्गदर्शनं प्राप्तम् संस्कृतं जानामि इति कारणतः जनाः अपि गौरवादरेण पश्यन्ति इति एकः सः अपि एकः प्रभावः अपि च यदा संस्कृतेन सम्भाषणं कुर्मः तदा जनाः बहु इच्छन्ति इति अपि अवगतम् शास्त्रवाक्यानि संस्कृतश्लोकानि तेषाम् अर्थं वयं सम्यक् ज्ञातुं शक्नुमः कश्चन पृच्छति चेत् वक्तुम् अपि शक्नुमः इति कारणतः तथैव अस्माकम् आचारविचारेषु व्यवहारेषु च सर्वदा संस्कृतस्य प्रभावः अगोचरतया भवत्येव